पारंपरिकेषु अवसरेषु नृत्यं कुर्वन्तः जनाः वेशभूषादिकं बहु भिन्नाः भवन्ति यथा पारम्परिकाः सां संस्कृतिद्योतकाः वेशभूषाः भवन्ति यथा पञ्चेशल्या इति उच्यते तद् भवति एवं नर्तकैः धृतानां पारम्परिकं वस्त्राणाम् आभूषणानां च नामानि वदामिश्चेत् एतत् पञ्चेशल्या शाटिका वा भवतु शाटिका यामपि विविधरूपेण बन्धनं कुर्वन्ति एवं शिरोमणिः कङ्कणं तत् किं किं सर्वम् आभरणमपि तत्र बहु प्रभावोत्पादकं बहु प्रमुखम् अस्ति एवं नृत्ये यद् यद् अस्ति आहार्यं वा भवतु एतद् एवं मेकप् इति यद् उच्यते तद्वा भवतु एवम् एवम् एतद् आभरणम् एवं नृत्ये गानम् एतस्सर्वं नृत्येषु प्रभावं जनयति एवम् आभूषणानां च नामानि इति चेत् पञ्चेशल्या शाटिका एवम् लम्बाणि लम्बाणि वस्त्रम् एवं राजस्थानीय वस्त्रम् भरतनाट्यं वस्त्रं भरतनाट्ये एव बहुविधाः विधं वर्तते एतद् उत्कलायाम् अन्यदेव धरन्ति एवम् कर्नाटकराज्याय राज्यमध्ये तु अन्यदेव धरन्ति एवं भरतनाट्यम् अभ्याससमये शाटिकाबन्धनं कुर्वन्ति लघु शाटिकां धरन्ति एवं बहुविधाः वर्तन्ते